अस्ति मम शास्त्रं व्याकरणशास्त्रं तस्य शास्त्रस्य अध्यापने भिन्नस्तराः सन्ति तत्र प्रारम्भिकेभ्यः छात्रेभ्यः यः व्याकरणशास्त्रे प्रवेशम् इच्छन्ति तस्य कृते बालानां कृते प्रवेशाय आचार्य वररा वरदराजाचार्यकृता लघुसिद्धान्तकौमुदी पाठ्यन्ते तथा च यदा बालकाः छात्राः शनैः शनैः कौमुदीं पठित्वा प्रबुद्धाः भवन्ति शब्दरूपाणां धातरूपाणां सुबन्तानां तिङन्तानां कृदन्तानां एवञ्च विविधप्रत्तयानां यदा ज्ञाने ज्ञानं ज्ञाने निपुणः प्रभवन्ति तदा प्रबुद्धेभ्यः छात्रेभ्यः भट्टोजिदीक्षितिकृता वैय्याकरणसिद्धान्तकौमुद्या कौमुद्यायाः पाठं पठन्ति छात्राः तत्र कौमुद्यां वैयाकरणसिद्धान्तकौमुद्यां भगवता पाणिनिना यः अष्टाद्यायी अष्टाध्यायीग्रन्थः विरचितः तत्रत्याः सर्वे सूत्राणि सन्ति ते प्रबुद्धेभ्यः छात्रेभ्यः आचार्यः पाठयन्ति इति